नमस्ते एवं वा भवतः नाम किं ब्रजकिशोर् आचार्य ओहो भवान् वा आमां बहुवारं भवतः विषये श्रुतं भोः भवान् कुत्रचित् क्रीडायां गच्छति क्वचित् आरोग्यं भवति किं भवान् नागच्छति अतः एव उपस्थितिः न्यूना खलु सर्टिफ़िकेट् दत्तं चेत् अत्र दर्शयति खलु मम सिस्टं मध्ये तथा दर्शयति शिक्षकाः तथा स्थापितवन्तः तेषां कृते सूचना नास्ति अहं किं वा कर्तुं शक्नोमि भवतः उपस्थितिः न्यूना भवति चेत् परिक्षा परिक्षायाम् उपवेष्टुमनुमतिः न भवति इदम् अवधारयतु अतः अग्रिमेषु अग्रिमासु कक्षासु प्रतिदिनमागन्तव्यमेव तर्हि अहं प्रधानाचार्याणां सविधे गत्वा निवेदयामि तर्हि श्वः प्रभृति यदि भवतः अनुपस्थितिः भवति चेत् अहं किमपि कर्तुं न शक्नोमि इति अवधारयतु उपकृतो भवति चेत् अहं किं मम किं भवति भवान् नागच्छति अतः एतावद् यद्गतं तदहं दातुं न शक्नोमि पुनः यदि प्रतिदिनमागच्छति चेत् ज्येष्ठाः ये अधिकारिणः सन् सन्ति ते चिन्तयन्ति भवतः परीक्षायाः विषये अहं किमपि वा कर्तुं न शक्नोमि भवान् पितरौ स्वीकृत्य विद्यालये आगच्छतु अत्र आगत्य प्रधानाचार्येण सह भाषणं करोतु तर्हि ज्योष्ठः कोऽपि अस्ति वा भ्राता भगिनी वा एवं तर्हि अहम् आचार्याणां ज्येष्ठानां सङ्ख्यां प्रेषयामि तेषां सविधे वार्तालापं करोतु आवेदनं यद् ददातु अहमपि इतः प्रयत्नं करोमि ते यदि अनुमतिं यच्छन्ति चेत् भवतः प्रवेशपत्रं लभ्यते पुनः इतः परम् आगन्तव्यं तदानीमेव तथा भवति अवगतं आम् अस्तु